विशेष आवश्यकछात्राणां कृते अथवा अन्धबधिरबालानां कृते शिक्षाव्यवस्था निर्दिष्ठाः विद्यालयनिर्माणस्य आवश्यकता अस्ति साधारणबालानां मध्ये विशेष आवश्यकछात्राणां सह पठनपाठनेन बहूनि विघ्नानि अगच्छान्ति यथा विशेषरूपेण समर्थबालानाम् अन्धबधिरबालानां यद्यपि एकत्रः पठनं कुर्वन्ति तेन अङ्गहीनछात्राणाम् उपहासं कुर्वन्ति समर्थाः छात्राः चक्षुहीनः बालकानां कृते ब्रेलि लिपिपद्धत्यां तस्य शिक्षादानं कार्यम् आवश्यकं बधिरः मुक्तः मूखछात्राणां कृते चित्रमाध्यमेन तथा सङ्केतमाध्यमेण शिक्षादानम् आवश्यकम् अस्ति विशेषछात्राणां कृते विशेषतालिमप्राप्त उत्तमशिक्षकस्य नियुक्तिं शिक्षाव्यवस्थायाः मुख्यकर्तव्यम् अस्ति